अस्माकं भारतदेशे सर्वस्यापि एकं मूलं भवति तद्व तद्वत् आयुर्वेदशास्त्रस्यापि एकं मूलं विद्यते अथवा इतिहासः विद्यते भारते सर्वस्यापि आरम्भः ब्रह्मणः सकाशात् भवति इति अस्माकं श्रद्धा भगवतः साक्षात् इदं शास्त्रं प्रवृत्तम् आयुर्वेदः ग्रन्थस्य अथवा आयुर्वेदस्य धन्वन्तरिः बहु प्रसिद्धः वर्तते धन्वन्तरिः साक्षात् भगवतः स्वरूपम् इति वयं सर्वे जानीमः आरम्भः तस्य सकाशात् इति अस्माकं श्रद्धा मानवस्य आरोग्यं यदा नष्टं भवति तदा कथं तस्य पालनं पोषणं कर्तव्यम् इति अस्माकं प्राचीनऋषयः ज्ञातवन्तः तेषां तु जीवनं बहु शुद्धं भवति इत्यतः

जीवनमेव प्रयोगशालां कृत्वा तत्र यत् सत्यं दृष्टं तत्सर्वं तैः भाषारूपेण वा तत् रचितं शास्त्रमिदं चरकः शुश्रुतः वाग्भटस्य अष्टाङ्गहृदयद्वारा अग्रे अग्रे गतं यत्र यत्र संशयः भवति तत्र अष्टाङ्गहृदये चरकः शुश्रुतः इति मुनेः आशयं स्वीकृत्य अस्य आशयः स्वस्य आशयः कः अतः सः उक्तवान् सर्वधर्मेषु मध्यमः सर्वत्रापि मध्यममार्गः अनुसरणीयः अनुसरणीयः इति